आम् कृषकः न केवलं कृषिकार्यमेव कर्तुम् इच्छ् इच्छन्ति ते पार्स व्यापारान् अपि कर्तुम् इच्छन्ति तत्र पशुपालनं नाम हंस अस्ति हंसः पालनं लघु लघु हंसान् आनीय तत्र वर्धनं कृत्वा विक्रयणं कुक्कुटपालनं छागपालनम् इत्यादि ते कर्तुं शक्नुवन्ति ते इच्छन्ति अपि एवमेव फलस्य व्यापारः बहितः फलं क्रीत्वा नगरे व्यापारं कर्तुं शक्नुवन्ति एवमेव कार्पासस्य व्यापारं ते कर्तुं शक्नुवन्ति पाटस्य व्यापारं कर्तुं शक्नुवन्ति हस्तशिल्पः कुटिरशिल्पः अस्ति लघु लघु स्यूतनिर्माणं पट्टः निर्मित वस्तुम् अपि ते विक्रयणं कर्तुं शक्नुवन्ति